हरिः ओं

हा भवान् आपणिकः वा भवतः पार्श्वे आपणमस्ति वा आम् मां मम गृहे परश्वः एकः कार्यक्रमः वर्तते तत् करणात् मां टेन् कप्स् घी एतेन स दुग्धं तत् पश्चात् आप्लिटर्स् घी तत्पश्चात् टु किलो पेडा आवश्यकम् आम् तत्कारणात् भवतं पार्श्वे भवतां पार्श्वे इदानीम् अस्ति वा ओ मह्यं परश्वः आवश्यकं वर्तते दातुं शक्नोति वा कुत्र अस्ति भवताम् आपणः ओ ओ ओम् इदानीं कान्तीपुरं मध्ये स्मः अहं श्वः सायङ्काले आगच्छामि आगच्छामि आ आम् आं कति एकं टेन् लिटर्स् दुग्धम् ओ फ़ैव् लिटर्स् घृतम् आ अनन्तरं टु किलो उत्पेडा कति रूप्यकाणि भवन्ति आ वन् लीटर्स् हों कति रूप्यकाणि वा र्टिलर्स् दुग्धं दुग्धम् ओ खानि अनन्तरं घृतं षट् शतम् आमाम् आं पेडा वन् किलो मक्कपि फैव् हण्ड्रेड् रुपीस् आ आम् आम् अहम् आगच्छामि श्वः सायङ्काले आं भवान् आपणं मध्ये एव भवन्ति न श्वः ओ ओ ओ आमामाम् अहं निश्चयेन एव आगच्छामि श्वः

आमाम् आम् आम् आम् आं किं किं प्राप्यते भवतः डैरी मध्ये

आं दधिः न प्राप्यते वा यत् दधिः वा प्राप्यते दधिः दधिः अपि आवश्यकम् आमां दधिः अपि आवश्यकं दधिः ट्वेंट् विंशतिः लिटर् आवश्यकम् अस्तु वा आमां श्वः अहं सायङ्काले आगच्छामि भवन्तम् एतादृशं टे टेकेट् मध्ये स्थापयतु अहं श्वः सायङ्काले आगच्छामि आम् आमाम् अस्तु तर्हि श्वः अहम् आगच्छामि तधा अहं फ़ोन् करोमि तदा भवान् आगच्छतु आ आम् आम् आम् आम्